अस्माकम् इष्टतमं पुस्तकं वर्तते मनुस्मृतिः इति तेन पुस्तकेन अस्माभिः अधीतं यत् अस्माकं संस्काराः कीदृशाः भवन्ति कति भवन्ति तेषां संस्काराणामभावे जीवनं कथं भवति एवं तेषां संस्काराणां भावे अर्थात् सत्वे जीवनं कथं प्रचलति अतः संस्काराः अस्माकं जीवने बहु आवश्यकाः तत्र षोडशसंस्काराः उक्ताः एवं तदनन्तरं संसारविषये राजविषये राजा कथं भवति राज्ञां कार्यं कीदृशं भवन्ति मन्त्रिणः कथं भवेयुः तेषां कार्यं कथं स्यात् एतस्मिन् विषये मनुस्मृतिग्रन्थे सर्वं विशिष्टरूपेण विलिखितं मनुस्मृतेः माहात्म्यं इदानीं विदेशेषु अपि वर्तते सर्वत्र संसारे अस्माकं मनुस्मृतिग्रन्थस्य माहात्म्यं वर्तते पूर्वं ये राजानः भवन्ति स्म ते राज्यं मनुस्मृत्यनुसारेणैव प्रचाल प्रचालयन्ति स्म इदानीमपि बहुत्र देशेषु मनुस्मृतिग्रन्थेषु याज्ञवल्क्यस्मृतिः इत्यादि ग्रन्थेषु ये वाक्यानि भवन्ति तेषाम् अनुसारेणैव तत्र कार्यं प्रचलन्ति इति